मम नाम कुमारः अहं यात्रां कर्तुं बहु इच्छामि यदि यात्रा करणीया तर्हि मम मित्राणि अवश्यं तत्र भवितव्या तदा एव अहं यात्रां कर्तुमिच्छामि यतो हि मित्राणां द्वारा यदा यदि यात्रा क्रियते तत्र महाण् आनन्दः भवति यतो हि अस्माकं सुहृद् भवति इत्यस्मात् कारणात् वयम् आनन्देन यम्कमपि अंशमदिकृत्य तत्र चिन्तनं कर्तुं शक्यते अथवा परस्परचर्चां कर्तु शक्यते एवं मित्राणां द्वारा यदा यात्रा क्रियते तदा नूतनाः विषयाः बहवः अनन्तरं किं भवति यत्किमपि तत्र भौगलिकवैशिष्ट्यं वा नोचेत् अन्यत् किमपि वर्णनावैशिष्ट्यं वा यत्किमपि अस्ति तर्हि अस्माकम् अत्यन्तनिकटतमाः ये जनाः भवन्ति तेषाम् कृते वक्तुम् अत्यन्त उत्साहः भवति अतः मित्रान् यदि भवन्ति तर्हि तेषां कृते वयं वदामः पुनः तेऽपि अस्मत् कृते कथयन्ति परस्परम् आनन्दम् अण अनुभवं तत्र परस्पर आनन्दानुभवः तत्र भवितुमर्हति अतः यात्रा करणीया इति चेत् मित्राणां मित्रैः सह यदि क्रियते अत्यन्त उत्तमं भवति सा यात्रा अविस्मरणीया अपि भवति अतः यात्रा करणीया इति चेत् मित्राणां मित्रैस्सह एव तत्र करणीयं भवति धन्यवादाः